अहं शिक्षिका अस्मि अहं कानिचन पाठ्यपुस्तकानि क्रीतवती तत्र अस्मिन् पुस्तके भारतीयसंस्कृतेः अभावः वयं पश्यामः तथापि जीवनमौल्यानां अभावः अपि सन्ति एवमेव इतिहासविषये मिथ्याज्ञानम् अपि बहूनि अस्ति